पुराकालीनगीतानाम् इदानीन्तनगीतानां च मध्ये बहवः भेदाः सन्ति तेषु एकः भेदः तत्र उपयुज्यमानाः वाद्याः पुराकालीनगीतेषु पुरातनाः मनुष्यहस्तैः च निर्मिताः वाद्याः उपयुज्यन्ते स्म इदानीन्तनगीतेषु तु पारिश्रामिकनिर्मिताः एलेक्ट्रानिक् वाद्याः अधिकतया उपयुज्यन्ते पुराकालीनगीतानि केषुचित् प्रदेशेषु एव प्रसिद्धानि आसन् तेषु च रसवत्ता मुख्या इदानीन्तनगीतानि आधुनिकतान्त्रिकज्ञानसाहाय्येन बहुत्र प्रसिद्धानि भवन्ति तानि च उत्साहभरितानि मह्यं तु उभयं रोचते सन्दर्भानुसारं मनोदशानुसारं च उभयं श्रुणोमि